हरिः ओम् शशाङ्कः किञ्चित् कालात् पूर्वमागतवान् खलु

हा इदानीम् इदानीं कथा कथमस्ति इदानीम् ओ किमस्ति वा

आ वस्तुतः मया तत्समये उक्तमासीत् खलु भवान् निरन्तररूपेण एतद् कौन्सेलिङ्ग् इत्यादीनां कृते निरन्तररूपेण आगच्छतु किन्तु मध्ये केनापि कारणेन भवता त्यक्तम्

ओ जनाः किमपि कुर्वन्तु नाम तत्र चिन्ता मास्तु अस्माकं तु सौख्यम् अस्मदपेक्षितं खलु अस्मदधीनं खलु अतः तादृश विषये इतरे किं चिन्तयन्ति इति न चिन्तनीयम् अत्र न तत्र तादृशरूपेण जनानां भीतिः अस्ति चेत् दूरवाणी अपि कर्तुम् अर्हन्ति कदाचित्

हा सत्यम्

आ ओ कदा एवं न भवितव्यं कदापि स्व स्वस्य स्वस्य विषये हीनभावना न मनसि न उत्पादनीया कदाचिद् एवं इतरेषां व्यवहारे कदाचिद् वा पत्न्याः वा पुत्राणां वा व्यवहारः कदाचिदस्माकं किम् विमुखता स्यात् ते कदाचित् अस्मासु अस्मादृशजनेषु कदाचित् ते असन्तुष्टाः इति प्रतीतिः अस्माकं स्यात् किन्तु तथा नात् न स्यात् एव वास्तविकरूपेण तथा न स्यात् भवन्तः तत्र हीनभावनां नेगटिव् ताट्स् मन मनस मनसः दूरीकरोतु किं कार्यमिति काचित् ते इतर कार्येषु व्यस्थाः स्युः अस्माकं प्रति तथा यथा अस्माभिः इष्यते तादृशरूपेण श्रद्धां कर्तुं कदाचित् ते असमर्थाः तेषां कार्यान्तरे व्यग्रतया स्यात् तेषाम् असामर्थ्यं किन्तु तद् अस्माकं मनसि एवं भवितव्यम् एकं कार्यं करोतु भवान् यथा शक्तिः यावत् शीघ्रं यथाशक्तिः एकवारम् अस्माकं क्लिनिक् प्रति आगच्छतु

सत्यं हा इतरे न पश्यन्तु इति कृत्वा अस्तु पूर्वसूचना दातव्या यतोहि भवतः आगमनात् पूर्वमेव मम भार्याम् इतः दूरीकर्तव्यः खलु सा अपि कदाचित् श्रुणुयात् चेत् तस्याः नो चेत् सा श्रोति श्रुणोति चेत् तस्याः मनसि अपि कदाचित् सन्देहो भवेत् तत् कष्टं भवति खलु तद् दूरी अनन्तरम् आगच्छतु अस्तु मिलामः मिलामः ह